हलो भवान् कः

तत्र गृहनिर्माणात् प्राक् तत्र भूमिपूजा कृता इति मन्ये तदा समीचिनं नास्ति ओ हो समीचीनं समीचीनं तत्र भवान् मम गृहमागच्छतु तत्र केचन प्रश्नाः सन्ति नाम भवतां जा जन्मदिनाङ्कः समयश्च आवश्यकः नक्षत्रमपि आवश्यकं तत्रापि भवन् नक्षत्रापेक्षया भवत् पत्न्याः नक्षत्रमेव आवश्यकं गृहप्रवेशविषये स्त्रीणामेव नक्षत्रं दीयते अतः तस्याः जन्मदिनं जा जन्मसमयः एवं नक्षत्रम् इत्यादिकमावश्यकं प्रथमम् अनन्तरम्

तथा तथा किमपि नास्ति तथा किमपि नास्ति केवलं तस्मिन् दिवसे एव कर्तुं शक्यते नाम अन्यत्र अन्यत्र यत्र नूतनं गृहमस्ति तत्रैव प्रथमं पूजादिकं न कर्तव्यम् प्रथमं तस्य पुण्याहवाचनं कर्तव्यं तत् वयं यत्र वसामः इदानीं तस्मिन् गृहे अथवा नूतनगृहस्य समीपे वा यत्र कुत्रापि यस्य कस्यापि गृहे गृहे उपविश्य पुण्याहवाचनं कर्तव्यं ततः पुण्याहवाचनजलं स्वीकृत्य गृहं प्रति गन्तव्यं नूतनगृहं प्रति तद्गृहं कस्यां दिशि वर्तते इति वक्तव्यं भवता तदानीमेव तादृशारीत्या वारशूला इत्युच्यते तदनुसृत्यैव दिनं द्रष्टुं शुभदिनं द्रष्टुं शक्यते अतः अनन्तरमेव तत्र गत्वा पुण्याहवाचनं कृत्वा अनन्तरं तत्र नवग्रहहोमः होमः

सत्यं पुण्याहवाचनं तु अन्यत् नूतनगृहे न कर्तव्यं नूतनगृहे तु नियमः इत्युक्ते स्वा

इति नास्ति इति मन्ये यतोहि तत्र वास्तु प्रतिमायां तु आलयेषु वर्तते तथा कर्षणादिप्रतिष्ठान्तं कर्षणादिप्रतिष्ठान्तम् इति तदानीं नाम पला पालालेन पालालेन क्रियते तत् आलये एव निर्बन्धः समाप्तं अस्तु